द्विसहस्रवर्षस्य जनवरी मासस्य प्रथमदिनाङ्कः द्विसहस्रवर्षस्य फ़ेब्रवरि मासस्य त्रयः दिनाङ्कः चत्वारि पञ्चाशत्सहस्रम् वर्षस्य मे मासस्य षट् चत्वारिंशत् षड्विंशतिः दिनाङ्कः जनवरी मासस्य द्विसहस्रवर्षस्य तृतीयदिनाङ्कः चत्वारि शततमवर्षस्य मे मासस्य द्वितीयदिनाङ्कः